वेदाध्ययने आधुनिकमार्गाः ये सन्ति तद्विषये मम कः अभिप्रायः इति वक्ष्यामि मम तु अस्मिन् विषये एवम् अभिप्रायः वर्तते एतद् आश्रित्य अस्माभिः अग्रे न गन्तव्यम् यतोहि इदं सर्वं कुत्रापि लिखितमस्ति इति नास्ति ये आधुनिकमार्गाः आश्रियन्ते निर्माणं कुर्वन्ति तैः तु तथा गाम्भीर्यता न सम्पाद्यते शास्त्रे वा वेदाङ्गेषु वा तैः आङ्ग्लभाषायाः ये ग्रन्थाः प्राप्यन्ते तासां केवलम् अध्ययनं क्रियते अनन्तरं तदुपरि स्वकीयमार्ग आश्रयणं क्रियते प्राक्तनं अस्माकं या परम्परा सा तु बहु दृढा यतोहि ऋषिभिः मुनिभिश्च तद् निर्मितं कथं वेदाध्ययनं तदुत्तरं वेदाङ्गाध्ययनम् इत्यादिकम् आसीत् यतोहि तत् वेदः अपौरुषेयः इति तु प्रसिद्धमेव तदनुसारेण एतैः मार्गाश्रयः न क्रियते अपि तु स्वकीयं ज्ञानम् अल्पज्ञानेन मार्गस्य आश्रयं स्वीकुर्वन्ति तत्तु किञ्चिदपि सम्यक् न यतोहि ज्ञानमेव न वर्तते चेत् तद्विषये निश्चयः कर्तुं बहुक्लिष्टं भवति तत्तु सम्यक् न अतः आधुनिकमार्गः समीचीनः न इति मम अभिप्रायः